मम प्रदेशे सामान्यतया जनाः बहु कार्यं कृतवन्तः तत्रैव कृषिकार्यः बहुजनस्य वृत्तिः अस्ति जनाः सन्तोषेण कृषिकार्यं कृतवन्तः जनाः स्वकुटुम्बतया सहायेण कृषिकार्यं कृतवन्तः यदा वर्षः अभवत् तदा जनाः बहु सन्तोषेण कृषिकार्यं कृतवन्तः वर्षागमनसमये जनाः तव कृषिप्रदेशे बीजं स्थापयित्वा भवत् सस्यस्य उत्तमरीत्या पोषणं कृतवन्तः तत्रैव जनाः उत्तमरीत्या धनं प्राप्नुवन्तः व्यवसायः मम देशस्य प्रमुखकार्यः व्यवसायेण देशस्य आर्थिकव्यवस्था उत्तमरीत्या वर्तते इति अहं मन्ये